सामाजिकं सांस्कृतीकं कार्यक्रमः सुयप्रदेशे कथं वर्तते इति उक्ते वस्तुतः सामाजिकसांस्कृतिकः इति एवं प्राकृतिकरूपेण नाम प्राकृतिकेन एव सम्बन्धः इति मन्यते यतोऽहि सांस्कृतिक हि इत्युक्ते संस्कारयुक्तः कार्यं सांस्कृतिककार्यं इति उच्यते पुनः सामाजिकम् इत्युक्ते यत्र जनानां समूहः इति भवति तदानीं समाजः इति कथ्यते पुनः समाजात् सामाजिकः समाजस्य इदम् इति सामा इति सामाजिकम् इति रूपेण व्यवहारः क्रियते पुनः तादृशसामाजिकं सांस्कृतिकं कार्यक्रमः किम् इत्युक्ते विशिष्टतया बहवः कार्यक्रमाः प्रचलिताः भवन्ति अतः तेषु सांस्कृतिककार्यक्रमेषु वा सामाजिककार्यक्रमेषु प्रमुखः रूपेण यद्वर्तते ये उत्सवाः कार्यक्रमाः भवन्ति तेऽपि अत्र सामाजिकरूपेण सांस्कृतिकरूपेण कार्यक्रमाः प्रचलिताः भवन्ति पुनः नाम वार्षिक उत्सवः यज्ञकर्माणि नाम वार्षिकं पुनः यज्ञ इत्यादिकं भवति पुनः एवं रूपेण यज्ञ इत्यादि संस्कृतमयः एव नाम संस्कृतेन पठ पठनीयानि मन्त्राणि इति सांस्कृतिकः भवति पुनः प्रकृत्या सह सम्बन्धः इयं वर्तते अतः नाम तत्रापि सांस्कृतिकः तस्मिन् कार्येक्रमे अपि नाम बहवः जनाः आगच्छन्ति सम्मिलिताः भवन्ति तथा च यथा मया पूर्वे फ़्रयू नाम प्रयोक्तं नाम यत्र जनानां समूहः भवति तत्र समाजः इति कथ्यते तर्हि अत्र कार्यक्रमे जनानां समूहाः एव विद्यन्ते एकत्र एकभावेन ते मनसि निधाय एव कार्यं कुर्वन्तः कार्याणि कुर्वन्तः सन्ति अतः तादृशी सांस्कृतिककार्यक्रमः संस्कारयुक्तः सृष्टियुक्तः भवति एवं रूपेण सांस्कृतिककार्यस्य नाम प्रदेशे वा ग्रामे एवं सहकरोति इति